नमस्कारः फ़्लिप्कार्ट् वा मम नाम राम्भु अस्ति मया एकं शर्ट् आज्ञापितम् आसीत् मे मासस्य पञ्चदशे दिने विंशतिदिनाङ्के सोमवासरे आगमिष्यति इति सूचितम् परन्तु अहम् इदानीं तद् न इच्छामि अतः धनं प्रतिदेयम् अहं प्रातः आदेशस्य विवरणं दास्यामि आदेशसङ्ख्या वन् एकं द्वे त्रीणि बुगधानं गूगुळ् पे मार्गेण कृतं पञ्चशतरूप्यकाणि दत्तानि सन्ति कृपया यथाशीगघ्रं धनं प्रतिदानं कुर्वन्तु धन्यवादः